पुस्तकं समये नागतम् पुस्तके यद् बैण्डिङ्ग् अस्ति तद् छिद्रम् अभवत् तत्कारणेन तत् पुस्तकं सर्वमपि मलिनं जातम् मुखपुटं तु वर्णमयः नास्ति किञ्चित् ब्लाक् अण्ड् वैट् अस्ति ततः सम्यक् न दृश्यते मुद्रणदोषाः बह् बहवः सन्ति ततः मुद्रणं स्पष्टमपि नास्ति तत्र अक्षराणि सम्यक् न दृश्यन्ते एव अतः मह्यं पुस्तकं न रोचते वि पुस्तके विषयस्य समापनमपि सम्यक् नास्ति इतोपि किञ्चित् अवश्यकम् इति भासते